कः वद् कः वदति आ नमो नमो नमो नमः हा किम् जातम् किं खादितं भवान् प्रातःकाले किं खादितम् अच्छा केवलम् अधुना रोटिकां न खादितम् कस्मात् दिनात् एतदेव अच्छा कस्मात् दिनात् एतदेव भवति अच्छा सच्छा अस्तु तर्हि भवान् एकम् कार्यं करोतु तत्र भवतां गेस् भवति

गेस् भवति उदर उदर तत्र उदरवृद्धिः भवति उदरवृद्धिः भवति भवान् तत्र भवतां कोन्श्टिपेशन् इत्युक्ते अ टट्टि कैसा होता है कथं भवति भवतां टट्टी सम्यक् भवति अथवा तत्र सम्यक् न भव आ तत्र आ सत्यं सत्यं तत्र इण्डैजेसन् भवति आ तत्र भवन्तः एकं कार्यं कुर्वन्तु अहं गुलिकां दास्यामि भवन्तः तत्र आपणं गत्वा गुलिकां नयन्तु दिवसे प्रातः तत्र स्वल्पाहारात् अनन्तरम् एव एकं गुलिकां नयन्तु एवम् तत्र द्वादशवादने भोजनातर अनन्तरमेकं गुलिकां नयन्तु रात्रौ तत्र भोजनात् रात्रिभोजनानन्तरमेव शयनसमये एकं गुलिकां नयन्तु तत्र दिनत्रयमेव कुर्वन्तु आ भवताम् उदरपीडासमस्या एव दुरीभूता भविष्यति आ तत्र गुलिका नामानि भवति तत्र गुलिकां नाम अहं लिखामि तत् सम्यक् रूपेण एव सेवनं कुर्वन्तु तत्र आपणं गत्वा केमिस्ट् वर्तते किल तत्र औषध आपणं वर्तते यत्र दवायी मिल्ता है अ दवायी यत्र मिलति ह तत्रैव गत्वा नयन्तु पुनः प्रातःकाले भोजनं भवान् स्वल्पाहारम् कुर्वन्तु किञ्चित् फलादिकम् अ आ फल अधिकं न दुग्धं न पि पिबन्तु प्रातःकाले दुग्धं न पै पिबन्तु तत्र दुग्धं न पिबतु प्रातःकाले द्वादशवादने सामान्य अन्नं रोटिकां तत्र द्विदलं व्यञ्जनम् इत्यादिकं सामान्यरूपेण सेवनं कुर्वन्तु रात्रौ एव रोटिकां तत्र व्यञ्जनं खादतु इदानीम् दिनत्रयम् अथवा दिनचतुर्दिनं यावत् किञ्चित् दुग्धमेव तत्र त्यजतु एवं यदि करणीयं चेत् तर्हि तत्र भवताम् उदरसमस्या दूरीभूता भविष्यति तत्र काठिन्यं न भविष्यति अति उत्तमः भविष्यति इति